सिद्धशास्त्रम् इति वैद्यशास्त्रस्य एकः प्राचीनः प्रकारः भवति अत्र प्रायेण मन्त्रौषधम् इति आयुर्वेदेपि कश्चन उल्लेखः वर्तते मन्त्रेण तस्य समाधानं कथं भवितुमर्हति इति दृष्ट्या अतः तथा कुलपरम्परया अथवा श्रेष्ठानां तपस्विनां ज्ञानवशात् तत्र सस्यमूलकानि अथवा तादृशं भेषजसस्यानि गृहीत्वा तस्य औषधं दत्वा यच्छास्त्रं प्रवृत्तं तत् सिद्धशास्त्रमिति प्रसिद्धं तत्तत्कुलपरम्परायां तत् अत्यन्तम् अस्ति विशेषेण दक्षिणभारतेषु अयं क्रमः आद्रीयते तत्रापि केरलादि प्रदेशेषु एवं तत्र कर्नाटकस्यापि समुद्रतीरप्रदेशेषु अयं क्रमः बहुधा आद्रीयते तत्र प्रायः तेषु तेषु गृहेषु भिन्नानां रोगाणां चिकित्सकाः तत्कुलपरम्परायाम् अधीत्य संपन्नाः ते भवन्ति इदं ते स्वजीविकां निर्वोढुं नैव कुर्वन्ति केवलं समाजस्वास्थ्याय अथवा अन्येषां रोगिणां तत्र क्लेशनिवारणाय एव अत एव तेषां क्रमोपि तत्र प्रायः धनादिकं न स्वीकुर्वन्ति तस्य फलत्वेन किञ्चित् तत्र नारिकेलफलं वा अथवा किञ्चित् तादृशं फलं तस्य आदरपूर्वकं दानं केवलं भवति अतः अयमेकः प्राचीनः क्रमः इत्यत्र अस्ति प्रमाणम् आयुर्वेदशास्त्रमिदं तत्र तु सर्वं सम्यक् निरूपितं भवति तत्र चिकित्सादिकं कथं कर्तव्यम् इत्यत्र प्रायः अष्टौ मार्गाः इत्यादिकम् अष्टाङ्गहृदयादिषु ग्रन्थेषु उल्लिखितमपि भवति कायचिकित्सादिकं यदा कर्तव्यम् अत्र चिकित्साभागः इत्येव न तत्र पूर्वं जीवनपद्धतिः अथवा दिनचर्या इत्यादि विषयाः अपि सम्यक् उल्लिखिताः भवन्ति अतः मनुष्यः अयम् उत प्रातरुत्थाय स्व कायविचारं कुर्यात् स्वस्य कथमस्ति इत्यादिकम् एवं क्रमेण तत्र आयुर्वेदस्य शास्त्रीयत्वेन तत्रापि दैवव्यपाश्रयः एवं लोकव्यपाश्रयः इति महान् भेदः अयं वर्तते दैवव्यपाश्रयः एव आदौ आश्रियते अयम् एकः आयुर्वेदस्यैव मार्गः कदाचित् इदानीं बहुभिः नैव आश्रियते तत् सामर्थ्यं यतः वैद्यानां तत्रापि सामर्थ्यमपेक्षते ते तथा अनुष्ठाननिष्ठाः तपस्विनः एव स्युः अत्र अतः तादृशः अयं मार्गः लोकव्यपाश्रयः इति युक्तिव्यपाश्रयः इति च तस्य नामान्तरं युक्तिव्यपाश्रयः इति तत्र चिकित्सादिकं तत्र सर्वं रोगिणां पूर्वावलोकनादिकं सर्वं कृत्वा किमिति निश्चित्य तदर्थम् औषधं किं भवति इति सम्यक् विचिन्त्य तत्र रोगस्य मूलनाशनपरतया यदौषधं दीयते अथवा अयं क्रमः यः आश्रियते सः यु युक्तिः व्यपाश्रयः इति कथ्यते एवञ्च आयुर्वेदशास्त्रे प्रायः तत्र सुश्रुतः एवं वाग्भटः इत्यादीनां चरकादि ऋषीणां क्रमः यः अस्ति स एव आश्रीयते अतः तत् क्रमानुरोधेन कदाचित् कश्चन परिष्कारः आधुनिकः रीत्या अथवा अस्मिन् काले आधुनिककाले यथा स्यात् तथा क्रियेत किन्तु इदम् अत्यन्तं भिन्नमिति न किन्तु कदाचित् सिद्ध औषधे विद्यमानाः अंशाः आयुर्वेदे न भवन्ति अथवा अत्र विद्यमानांशाः सिद्ध औ शास्त्रे न भवति इति तु महान् भेदः अस्त्येव किन्तु तत्रापि कश्चन उल्लेखः यथा दैवव्यपाश्रयः इत्यनेन मन्त्रौषधम् इति मन्त्रस्यापि तत्र प्राधान्यं यद्दत्तं तेन सिद्ध औषधस्यापि किञ्चित् सूचनमस्ति इव वक्तुं शक्यते